अस्माकं प्रदेशे प्राधान्येन आचरणे विद्यमानः उत्सवः इत्युक्ते रथोत्सवः भवति अस्माकं ग्रामे तत्र शम्भुलिङ्गेश्वरस्य देवालयः अस्ति वार्षिके तत्र एकवारं तस्य उत्सवः भवति तत्र सर्वे जनाः सम्मिलन्ति तत वैभवेन तस्य उत्सवम् आचरन्ति तत्र आपणानि बहवः आगच्छन्ति रात्रौ यक्षगानादिकम् अपि भवति तात्रौ किं कुर्वन्ति जनाः तत्र आगत्य यक्षगाणादिकं दृष्ट्वा सन्तोषम् अनुभवति इयं पद्धतिः तत्र बहुकालात् तत्र आगताः वर्तते जनाः श्रद्धया तत्र गच्छन्ति पूजादिकं सर्वमपि कारयन्ति ज तत् सन्तोषमपि अनुभवन्ति मध्याह्णे सायङ्काले च तत्रापि भोजनव्यवस्था भवति तत् सर्वमपि स्वीकृत्य जनाः सन्तोषम् अनुभूय पुनः प्रातः सायं तत्र यक्षगानादिकं दृष्ट्वा प्रातः उत्थाय पुनः स्वकीयं स्वकीयं गृहं गच्छन्ति एतत् आचरणविषये सर्वे जनाः सम्मिलन्ति एकत्र